भारतस्य च कीदृशम् इति छायाचित्रग्रहणे एव दर्शयामि चेत् अहं भिन्नभिन्नप्रान्तेषु भिन्नभिन्नजनानां वेषधारणा कथं भवति उदाहरणतया अस्सां जनानां कथं भवति अनन्तरं काश्मीरिजनाः कथं भवन्ति अनन्तरं केरलजनीयाः जनाः कथं भवन्ति तमिल्नाडु जनाः कथं भवन्ति एतादृशं छायाग्रहणं गृहीत्वा भारतम् एवं भारतदेशं सर्वं दर्शयितुं शक्यते अहं भिन्नभिन्नसंस्कृतिः साम्प्रदायस्य निमित्तं वेषधारणं वस्त्रधारणं कथं भवति किल तादृशान् छायाचित्रान् गृहीत्वा भारतं नाम एवं भवति इति दर्शयितुं शक्यते अतः तादृशान् भावचित्रान् अहं गृण्हामि